शिल्पाः विभिन्नाः सन्ति तेषाम् स्थापनं कुत्र करणीयम् तेषां स्थापनाय स्थाननिर्णयः कीदृशः भवतु इत्यादिकं भवति अत्र प्रश्नः शिल्पाः विभिन्नाः सन्ति तत्र देवालये स्थापनाय केचनशिल्पाः सन्ति तथा आरामेषु स्थापनाय अन्ये शिल्पाः सन्ति ते शिल्पाः कुत्र स्थापनीयाः इत्यपि विषयः अस्ति शिल्पस्य निर्माणं तु तत् सौन्दर्य आस्वादनाय भवति सौन्दर्य आस्वादनं ये कुर्वन्ति तेषां दर्शनाय शिल्पनिर्माणं करोति तस्य स्थापनं च करोति एवं तत्र आरामेषु केचन शिल्पाः आरामेषु स्थापनाय केचन शिल्पाः निर्मीयन्ते तत्र वनितानां शिल्पः शिल्पनिर्माणमस्ति वनितारूपशिल्पनिर्माणं वनितायाः रूपेण शिल्पनिर्माणं तथा ये बालकानां रूपेण शिल्पनिर्माणम् अस्ति एवं यत्र यत् योज् युक्तं भवति तत् शिल्पः सः शिल्पः तत्र स्थाप्यते आरामेषु बालकानाम् आकर्षणाय शिल्पाः स्थापनीयाः भवन्ति एवं क्रिक्केट् क्रीडा विषये ये समर्थः उदाहरणतया सचिन् विराट् कोली इत्येतेषां शिल्पः शिल्पाणां निर्माणं कृत्वा तत् आरामेषु वयं स्था स्थाप्यते अस्माभिः स्थाप्यते चेत् तत् उत्तमं भवति एवं तत् तदानीं तु बालकाः आक् आकृष्टाः भवन्ति क्रीडातत्पराः अपि आकृष्टाः बभन्ति आरामे तत् दृष्ट्वा तत्र उपविश्य विश्रान्तिं स्वीकृत्य जनाः गच्छन्ति अप एवं विश्रान्तिस्वीकरणाय जनाः तत्र आगच्छेयुः इति मे मतिः तदानिं ता स्थानं स्थानं च केचित् के केचन शिल्पाः आरामे आरामस्य प्रधानकपाटे एव स्थापनीयाः भवन्ति केचन शिल्पाः तु आरामे आरामे आरामस्य मध्यभागे स्थापनीयाः भवन्ति इति मे मतिः